हा नमस्ते आगच्छन्तु आगच्छन्तु उपविशन्तु सर्वं सम्यक् अस्ति वा किमर्थं महोदये एतादृशः निर्धारः स्वीकृतः न का समस्या जाता इति वदन्ति चेत् वयं परिहरामः कापि समस्या वर्तते वा वित्तकोशे न न वयम् उत्तम सर्विस् यच्छामः तदर्थं भवत्याः अत्रैव भवन्तु तत्र जनाः अपि प्रकल्पयामः न भव भवत्याः न क्लोस् कुर्वन्तु न अस्माभिः अधुना आरब्धं खलु नूतनः अस्माकं कृते अपि सर्वोपि अनुभवः तदर्थं वयं परिष्कृत्य यावत् शक्यं तावत् उत्तम सर्विस् दातुं प्रयत्नं कुर्मः तदर्थं न निवारयन्तु महोदये न न अधुना अनुभवः जातः इति कृत्वा वयम् उत्तम उत्तम बेनिफिट्स् यच्छामः क्रेडिट् कार्ड् यच्छामः यावत् शक्यं तावत् इण्ट्रेस्ट् अधिकं कुर्मः उत्तमसौलभ्यान् प्रकल्पयामः भवत्याः क्लोस् न कुर्वन्तु न यदि भवत्याः अधुना क्लोस् कुर्वन्ति तर्हि अग्रे एकवारम् यदा अस्माकं वित्तकोशः उत्तम नाम प्राप्नोति उत्तम प्रसिद्धिं प्राप्नोति तदा चिन्तयन्ति अय्यो मया प्रथमवारं प्रथममेव अत्र स्थापनीयमासीत् न क्लोस् न कर्तव्यमिति चिन्तयन्ति भवत्याः तादृश अनुभवः मास्तु भवन्तु अत्रैव तदा करणे बहु क्लेशः वर्तते यतो हि अस्माकम् इण्ट्रेस्ट् अपि अधिकं जातं भवति तत्र जनाः तावत् न लभ्यन्ते यदि भवतीदृशाः अधुना सम्यक् सहकारं यच्छन्ति तर्हि अस्माकं बेङ्क् उत्तम नाम प्राप्नोति उत्तम प्रसिद्धिं च प्राप्नोति नास्ति महोदये अन्यत्र सर्वत्रापि पञ्चदशरूप्यकाणि स्वीकुर्वन्ति अत्र तावदेव न्यूनमूल्येन दीयमानं भवति भ भवति अस्तु न्यूनं कुर्मः इतः परं भवत्याः यावत् शक्नुवन्ति तावत् स्थापयन्तु न अहम् अस्माकं ज्येष्ठानां कृते सूचयामि वदामि न्यूनं कुर्मः न न एते दोषाः न भवन्ति धन्यवादाः अत्रैव भवन्तु